अहं योगकक्षासु भागम् आवहम् आसम् पूर्वमहं डिप्लोमा कोर्स् इति रीत्या डेट् योगः आयुर्वेदं सर्वं कृतमासम् तत्र ते अनुभवः सम्यगासीत् अस्माकं शरीरे मनसि सर्वे एतस्य प्रभावं द्रष्टुमेव शक्यते शक्यमासीत् तत्समये कक्षासमये तद् सर्वेषाम् साकं मिलित्वा तद् करणसमये अस्माकं तु तद् प्रयत्नं कृत्वा तत् सर्वं कृतम् कर्तुम् इच्छा बहु वर्तते किन्तु इदानीं गृहे एतद् करणीयम् एकाकी एव करणीयम् इति कारणात् तावत् प्रयत्नं करोति वा न वा इति एक चिन्ता तत् तत्र आगच्छति करणीयं वा तादृशं प्रयत्नं करणीयं वा एतद् सुखदं सुगमतया करणीयं वा इति तादृशम् एतादृशी चिन्ता मनसि आगच्छति किन्तु योगकरणार्थं योगकरणेन अस्माकं शरीरे वा मनसि वा तादृशम् आत्मबलं तथा शारीरिकबलं सर्वम् आगच्छति इति द्रष्टुं शक्यते अवगन्तुं शक्यते